अत्र किं त्वं मध्यमवयसि असि इति प्रश्नः वर्तते तस्य प्रश्नस्य उत्तरस्तु आम् अहं मध्यमवयसि एव अस्मि अत्र मम पुत्राः मया किम् अपेक्ष्यते इति चेत् मत् मत् मया सह तैः क्रीडनं करणीयं मया सह किञ्चित् कालाः अपेक्षणीयाः तैः परन्तु मम बहु कार्याणि वर्तन्ते परन्तु तेषां प्रीतिः अपि आवश्य आवश्यका एव अतः कारणात् अहं तैः सह किञ्चित् कालः प्रक्षिप्य तैः सह किञ्चित् क्रीडां करोमि तथा च किञ्चित् कालाः तैः सह निक्षिपामि तथा च मम पिता सः अहं कथं जीवनं करोमि तस्य जीवनस्य किमपि उपयोगः वर्तते वा न वा इति सः कदापि योचनं करोति अतः कारणात् तस्य कृते अहं किञ्चित् जीवनस्य विषये ज्ञानम् आधृत्य कथं जीवनं करणीयम् इति तस्य कृते पृष्ट्वा जीवनयापनं जीवन कालाः तस्य कृतेपि दत्वा उभयोरपि समन्वयं कृत्वा जीवनं जीवनस्य परियापनं कृतं वर् कृतम् अस्मि